प्रथमदिनं जनवरी मासः द्विसहस्रवर्षः द्वितीयदिनं पेब्रवरी मासः एकम् अधिघद्विसहस्रं तृतीयदिनं मार्च् मासः त्रयः अधिकः द्विसहस्रं चेत् चतुरः चतुर्दिनं चत्वारि दिनम् एप्रल् मासः चत्वारि अधिगद्विसहस्रं पञ्चमदिनं मे मासः पञ्चाधिकद्विसहस्रम्